शास्त्रीयसङ्गीतम् एव गातुम् इच्छामि किमर्थम् इत्युक्ते इत्युक्ते शास्त्रीयसङ्गीतद्वारा अधिकजनाः मोक्षं प्राप्तवन्तः शास्त्रीयसङ्गीतं भक्तियुक्तसङ्गीतं भवति तत्कारणेन एव मह्यं शास्त्रीयसङ्गीतं रोचते आधुनिकसङ्गीतं क्लिष्टं तत्र इदानीन्तनकाले यत् वयं चित्रगीतं चित्रसङ्गीतम् इति यत् शृणुमः हिन्दिभाषायां वा भवतु तमिळ्भाषायां वा भवतु तस्य ट्यून् मनसि न तिष्ठति एव अधिककालं न तिष्ठति एव अधिक तालम् एव अधिकतया अत्र प्रयोक्तव्यं भवति तस्य उत्तमम् एतद् नास्ति एव परन्तु शास्त्रीयसङ्गीते एव अस्माकं रामः अस्माकं देवानां स्तुतिः भवति देवानां गुणगानं भवति इति कारणेन शास्त्रीयसङ्गीतम् एव मह्यं रोचते